लेखने कलात्मकलेखनं पुनः तान्त्रिकलेखनमिति द्विधा भवति इतोपि अकेडेमिक् रैटिङ्ग्स् पुनः विमर्शात्मकलेखनं बहु विधलेखनानि सन्ति कलात्मकलेखनमिति यदस्ति तदत्यन्तं क्रियेटिव् रैटिङ्ग् इति शब्देन व्यपदिश्यते कलात्मकलेखनं प्रतिभया सम्पन्नं भवति बुद्धिवैषद्येन तान्त्रिकलेखनानि सम्पद्य सम्पन्नानि भवन्ति इदानीं प्रयोगालये बहुधा कृतेन अध्ययनेन वयं रीडिङ्ग्स् अथवा मीन् वाल्यू एतादृशं स्वीकुर्मः तस्य बलेन यद् विषदीकरणम् अथवा संशोधनादिभिः यत् फलितं भवति तत् सर्वं तान्त्रिकलेखने अन्तर्भवति परन्तु कलात्मकलेखनमिति यदस्ति तदत्यन्तं विशिष्टं आनन्दकोशस्य सन्तोषम् आनन्दकोशं पूरयितुं तल्लेखनं कलात्मकलेखनं कदाचित् उपकारकम् आहत्य अन्नमयकोशः प्राणमयकोशः मनोमयकोशः विज्ञानमयकोशः आनन्दमयकोशः इत्यत्र विज्ञानकोशस्य तान्त्रिकलेखनानि बुद्धिकेन्द्रितलेखनानि उपकारकाणि परन्तु ततोप्यतिशयेन कलात्मकलेखनानि यानि सन्ति तानि लेखनानि क्रियेटिव् रैटिङ्ग्स् तानि आनन्दकोशस्य सन्तोषदायीनि लेखनानि भवन्ति अतः कविः क्रान्तदर्शी इत्युच्यते स च कविः लोकादतीतं विज्ञाय सः पश्यति अतः कलात्मकलेखनानि अत्यन्तं प्रश् प्रसिद्धानि इदानीं ज्ञानस्य यदा यदा इदानीं टू प्लस् टू इज़िकोल्टु फ़ोरिति भवति टू प्लस् टू फ़ोरिति एकवारं अगम अवगमनात् परं तत्र

अत्वा यान्त्रिकं लेखनं एवं बवितुम् अर्हति परन्तु किमपि पद्यं यां चिन्तयामि सततं मयि सा विरक्ता या साप्यन्यमिच्छति सजनो सजनोऽन्यसक्तः इत्येवं सुन्दराणि धिक्ताञ्चतञ्चमदनञ्च इमाञ्चमाञ्च इत्येवं एतादृशानि पुनः यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया इत्येवं पद्यानि वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये यस्यातु कालं महीपाल तवश्रमेण इति पद्यं स्या लीलाकमलपत्राणि गणयामास पार्वतीत्यादि पद्यानि स्युः एतानि सर्वाणि अपि गद्य गद्यग्रन्थाः अपि एतानि सर्वाणि अपि कलात्मकानि लेखनानि अत्यन्तं विशिष्टानि भवन्ति कवीनामपि कदाचित् विशिष्टक्षणेषु स्फुरन्ति अतः एतानि विशिष्टानि अतः उभयतापि अपेक्ष्यन्ते परन् बुद्धेः वैषद्यार् वैषद्यर्थं संशोधनादिक्षेत्रस्य संवर्धनार्थं तान्त्रिकलेखनानि पुनः भावसन्तोषार्थं आनन्दकोश सन् सन्तोषार्थम् अत्र लेखनानि कलात्मकलेखनानि अपेक्ष्यन्ते